अहं महाराष्ट्रक्षेत्रं नाम मम राज्ये तु धार्मिकक्षेत्राणि बहूनि सन्ति बहूनि सन्ति नाम कानि तानि महाबलेश्वररामटेकं रामटेकं तु इति नाम अद्भुतम् अस्ति किल किमर्थं तत् नाम स्वयं प्रभुः श्रीरामचन्द्रः नाम तदेव यतो हि दण्डकारण्यस्य मध्ये वनवासः आसीत् वनवासकाले सः आगतः आसीत् नाम अत्र रामटेकपरिसरं भवति शुभं चरणम् अत्र लब्धं नाम नाग्पुरसमीपे रामटेकनगरं वर्तते रामटेकनगरस्य समनार्थकशब्दः नाम अपरं नाम च वर्तते यत् तद् एषा मायानगरी अपि उक्तम् इतोऽपि अस्ति कर्पुरबावली नाम अत्रापि काचित् अद्भुता नाम दैवीशक्तिः वर्तते इति उक्तं तदनन्तरं महाबलेश्वर् महाबलेश्वर् इति शिवस्य एकं स्थानं तत्र यत् वर्तते नाम यत् यदपि पुरुषः वर्तते यदपि मनुः वा कोऽपि तस्य कामपूरणार्थं तत्र गन्तुम् इच्छति नाम या कामना वर्तते दुःखं वर्तते तत् दूरीकरणार्थं तत्र गत्वा महादेवः शिवः स्वयम् आगत्य आशीर्वादं प्रयच्छति तथा च तस्य दुःखान् हरति इति तत्र इति सामान्यतया जनाः मन्यन्ते नाम इतोऽपि बहूनि स्थानानि स्थलानि क्षेत्राणि वर्तन्ते तत्र इतोऽपि एकं रामटेकं जातं कर्तुब् कर्पूरबावली इतोऽपि वर्धानगरे एकम् आचार्यविनोबाभावे इति आध्यात्मिकगुरुः तस्य एका लेणी वर्तते इति नाम एवम्